किमपि वाद्यैः सह मम गानं गायनं कर्तुं बहु इच्छा नास्ति किम् इत्युक्ते मह्यम् इदानीं गानं सर्वं न पठितवती अतः तद् तालः लयः सर्वं तद् मिलित्वा गानं कर्तुं न शक्यते अतः गानं वृथा एकाकी एव गानं कर्तुं शक्यते किन्तु वाद्यैः साकं वा किमपि वादनसाकं किमपि न कर्तुं शक्यते न शक्यते गानं सर्वं तत् श्रोतसमये द्वनिमुद्रिकायां वा दूरदर्शने वा तद् सह तत् साकं यथा कैः कोऽपि वा गायति चेत् तेन साकं गायनं कर्तुं शक्यते किन्तु वृथा एकाकी एव वाद्यं वाद्यैः साकं गानं कर्तुं न रोचते च मम तु तत्र ज्ञानं ज्ञानं तु नास्ति एव